केचन अंशाः अस्मिन् लेप्टोप् मध्ये नेगटिव् इति वक्तुं शक्यते वर्ष द्वयात् अपरम्

हीटिंग् प्रोब्लं जातम् साक्षात् अस्मिन् लेप्टोप् मध्ये टेम्परेचर् सिक्स्टि डिग्रीस् भवति तथापि वर्षद्वयात् अपरं तत् टेम्परेचर् सेवन्टि टु एय्टि डिग्रीस् अभवत् ततः मया तर्मल् पेट् रिप्लेस् कृतवान् ततः परं तद् प्रोब्लं सोल्व् जातः पुनः अपि एकम् अस्ति अस्मिन् डिस्प्ले मध्ये ब्लीडिङ् इति पिक्सल् ब्लीडिङ् इति एकः प्रोब्लं जातम् अस्ति केचित् अंश अंशेशु केचित् वीडियो मध्ये तद् द्रष्टुं शक्यते एतत् अपि नेगटीव् पाय्न्ट् अस्ति तथा परं कोऽपि नास्ति